मम समीपे एकं पुरातनं पुरातनं चित्रम् अस्ति तद् मम पितामहस्य पितुः चित्रं तद् पुरातनं पुरातनं भवति किन्तु तद् एकं खेसक् तदा ले तद् तद् एकं ते तादृशं चित्रं भवेत् किन्तु तद् क्लेयर् अपि तत् नास्ति तद् किन्तु तत्र तस्य रूपं समीचीनतया द्रष्टुं शक्यते पुरातनकाले चलच्चित्रम् आदिसर्वं तदर्थं पुरातनरूपे एव चित्रं स्वीकृतं भवति किन्दु आदुनिककाले डिजिटलादि चित्र डिजिटल् आदयः उपयुज्य बहु सुन्दररूपेण सर्वं द्रष्टुं शक्यते तद् तादृशमेव तद् चित्रं चलच्चित्ररूपम् चलच्चित्रम् इति परिवर्तनं कर्तुं शक्यते तद् अतीव सुन्दरम् भवति पुरातनकालं पुरातनकालं पुरातनकालं द्रष्टुम् आधुनिककालस्य तद् अति गम्भीरं भवति